मम मम गृहे तु ग्रन्थालयः न इत्युक्ते अस्ति इत्युक्ते मम प्रकोष्ठे अस्ति ग्रन्थालयः अहमेव पठामि इत्युक्ते अन्याः अन्यजनाः तु मम गृहे अन्यजनाः ते केवलम् तेऽपि पठन्ति किञ्चित् मम प्रकोष्ठे तु बहूनि पुस्तकानि सन्ति एव अहं प्रतिदिनम् पठामि अनन्तरं ग्रन्थालयं तु अहम् इतःपूर्वं गतवान् आसम् अत्र इत्युक्ते वार्ताः वा अन्यविषयाः इत्युक्ते उद्योगविषये वा एवं मया पठितमासीत् तत्र एवम् भोः अस्ति धन्यवादः